प्रथमं वयम् अकौण्ट् करोति चेद् वित्तकोशं गत्वा तत्र एकं प्रश्नपत्रं पूरयित्वा दास्य द दत्तवान् तद् तस्य तस्य अधिकः समयः आवश्यकं तदानीम् अहं वयं तत्र प्रतिक्षां कुर्मः अनन्तरमेव वयं चेक्बुक् पास्बुक् सर्वं किञ्चिद् दिवसानन्तरमेव वयं प्राप्नुमः प्राप्नुमः किञ्जै किञ्चिद् किन्तु इदानीन्तनकाले सर्वम् आन्ळैन्द्वारा करोति धनं दास्यति ए धनं दा दास्यति चेद् स्वीकरोति चेदेव गृहं गत्वा कुत्रापि गत्वा उपविश्य वयं कर्तुं शक्नुमः आन्ळैन्द्वारा कर्तुं शक्यते साधनानि स्वीकुर्वन्ति चेद् गूगल् पेद्वारा पे टि एम्द्वारा व यं धनं दातुं शक्यते वयं द धनं दातुं शक्नुमः इदानीं बेङ्क् कार्यं वित्तकोशकार्यं बहु सरलं भवति सर्वे ता ए टि यम् अपि उपयोगं कुर्वन्ति ए टि यम् गत्वा आवश्यकं धनं स्वीकृत्य गृहं गच्छामः तदपि उत्तममस्ति इदानीं चोरभयं न अस्ति चोरभयं नास्ति ते तस्य एव् अधः आतस् चोरभयं नास्ति